आन्लैन् मध्ये अहम् एकं वस्त्रम् आर्डर् कृतवती आसम् तत्र वस्त्रम् आगतं सम्यक् न आसीत् अहं रिटर्न् स्थापितवती परन्तु आप् मध्ये रिटर्न् न स्वीकृतम् अनन्तरं दिनद्वयानन्तरं रिटर्न् स्वीकृतम् अनन्तरं धनं पुनर्न आगतम् इति मम खेदः अस्ति